गानं तु साहित्यस्य आधारेण भवति तस्मात् प्रथमं साहित्यं अवलोकनीयं भवति तत्र कस्मिन् किं भावमुद्धिश्य तत् गानं कृतं वर्तते इति यदि तत्र दुःखरसं भवति चेत् तत्र कुत्र अस्माभिः ध्वनिः न्यूनीकरणीया एतादृशं सर्वं द्रष्टव्यं भवति कुत्र गतेः भेदः करणीयः अर्थात् निधानगत्या वक्तव्यं शीघ्रगत्या वक्तव्यम् इत्यादिकं तस्य गानस्य साहित्यं दृष्ट्वा एव निर्णयं करणीयं भवति यत्र आलापादिकं कर्तुं शक्यते तादृशं स्थानं दृष्ट्वा तत्र गतिभेदः अनुसर्तव्यः भवति पदातिः पदस्य अभिव्यक्तिः तु तथैव भवति तत्र यस्मिन् स्थाने तस्य उच्चारणे किञ्चित् दैर्घ्यं कुर्मश्चेत् तस्य पदस्य अभिव्यक्तिः सम्यक् भवति इति प्रश्नः पश्यामि एवमेव यस्य यत्र अभिव्यक्तेः काले तस्य भावः श्रोतृभ्यः एवं तत्सम्यक्तया ज्ञातं भवेत् अत्र एषः बहु सन्तोषम् अनुभवन् अस्ति वा दुःखम् अनुभवन् अस्ति वा कोपे वर्तते वा इत्यादिकं तेन अवगन्तव्यं भवति तत्र कथं तस्य अवगमनं भवति तया तया तया शैल्या एव अभिव्यञ्जनं कर्तुं प्रयत्नं करोमि एवमेव तस्य साहित्यस्य अर्थस्य अवगमनमपि भवेत् एवं बहुकालम् आलापादिकं कुर्मश्चेत् साहित्यं किम् अस्ति इत्येव न ज्ञायते न ज्ञायते तस्मात् कारणात् तदपि यथा सम्यक् श्रूयेत गानमपि सम्यक् श्रुतं भवेत् तया शैल्या अहं गायनं करोमि तादृशीं योजनाम् अहं मम गाने आधिक्येन करोमि